आम् अम् नमो नमः महोदय कथमस्ति भवान् आं महोदय अहम् आदर्शः तिवारि कथमस्ति भवान् एषः एषः आम् आमामामामां का कब् कबड्डी खेलस्य ए एषः मम सौभाग्यः अस्ति भवान् भवान् मया कोल् कृतवान् आं महोदय एषः मम हाबि अस्ति एकः आन् अहं कबड्डी कि कीडितुं बहु बहु रोचते

मम वेट् पञ्चाधिक पञ्चाशत् अहं प्रातः सार्धपञ्चवादनम् उत्तिष्ठ उत्तिष्ठामि न न न न न आमामामाम् अह अहम् अवलेहं इस्पैसि ग्रेवी ना खादामि कदापि आमामाम् अहम् अहं प्रातः सार्धपञ्चवादनम् उत्तिष्ठामि तत् पश्चात् अहम् स्नानं करोमि ततः पश्चात् अहं ध्रां ध धावनं करोमि अहम् अहं न्यूनं पञ्च किलोमीटर् तः अधिकं तं दश किलोमिटर् पर्यन्तम् अहं धावयामि धावयामि आमामामामाम् अहम यदा भवान् वदति तदा अहं क्रेतुं क्रेतुं क्रीडितुम् इच्छामि आमामां कियत् वादने आमामाम् केन क केन सह अहम् आगच्छामि

आमामामामामां भवान् तत्र अस्ति वा भविष्यति वा आमामाम् आम् कस्मिन् कस्मिन् वस्त्रे अहम् आगच्छामि रिलेक्ष् रिलेक्स् एतदहं न ज्ञातुम् आमामाम् आम् अहं श्वः आगमिष्यामि धन्यवादः